अन्यत्र गच्छामि वा जी नमो नमः जी गु गुरूजी प्रणमामि जी कथं सन्ति जी जी कुशली आ एवमासीत् एकः संशयः वर्तते हा कक्षायां यद् यत्किमपि भवद्भिः पाठितम् आसीत् तन्न ज्ञायते पुनः एकवारं पठितुम् इच्छामि स्पष्टार्थम् हा जी एकवारं पुनः पाठ्यते चेत्

हा पुनः पाठ्यते

हा तत्

जलरङ्गवल्यानुसारेण अ जी एवं किमर्थं तत्र अन्येषामपि प्रयोगं कर्तुं न शक्नुमः वा

जी तत्र आ हा जि तत्र स्वेच्छया निर्मातव्यं वा किमपि विशेषं तत्र ब् करणीयं वा भवद्भिः यदुक्तमासीत् हो जी हा यदि तत्र

जी तत्रापि गोमुख निर्माणं न जानामि अहम् अतः तत्र कथं निर्मातव्यमिति

जी तत् तत्रापि चित्रे तत्र यदि गौः गौः इति स्तनस्य इति निर्माणं कुर्मः चेत् न दृश्यते एव बहिः चित्रे अतः तत्रापि यदि निर्मा अवश्यं निर्मातव्यं वा त्यजामि तत् जी इदानीं गौः इति चित्रं निरमातव्यमस्ति किन्तु तत्र यदि गौः व् व् किमपि खादति तस् तद् भावत्वमपि प्रदर्शनीयं वा व् य् तत् तिष्ठति एव सामान्यत्वेन जी जी जी अस्तु तर्हि कर्तयामि महोदय अस्माभिः कर्तनीयं वा